महोदय चतस्रः दोसाः इड्लिकाः त्रयं च प्रेषयतु चट्नी किञ्चित् अधिकम् एव स्थापयतु अनन्तरं शीघ्रमेव तस्य डेलिवरी करोतु विलम्बः मास्तु पूर्वं बहु विलम्बः कृतवन्तः आसन् कस्मिन् समये डेलिवरी करोति मध्याह्न एकघण्टातः प्राक् एव डिलिवरि करोतु मन्दिरस्य समीपे विडिका रोड् समीपे मम गृहं भवति शीघ्रम् आगच्छतु